तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् इत्युक्ते यः सङ्गीतं न जानाति सः पशुतुल्यः अतः सङ्गीतस्य सङ्गीतस्य निरन्तरम् अभ्यासः करणीयः नूतनप्रक्रियाम् अपि अवलम्ब्य दिने दिने अभ्यासं करोति चेत् वृद्धिः भवति